यथा अहं कुत्रापि गमिष्यामि तस्मिन् समये मम कृते एकं यानम् अवश्यमेव अवश्यक्ता अस्ति तस्मिन् समये अहं किं करिष्यामि यथा अहं प्रातःकाले गमिष्यामि तस्मिन् समये अहं अहं यानं यः चालयति चालकः तस्य कृते अहं काल् काल् करोमि फ़ोन् दूरवाणीं करोमि तस्मिन् समये अति सहना न न उत्थापयति न स्वीकरोति मम काल् तर्हि अहं किं करिष्यामि तस्मिन् समये अहं ज्ञातवान् यत् सर्वेषां कृते यानचालनम् अवश्यमेव ज्ञायते यदि न चालयामि चेत् अग्रे बहु दुष्करं भविष्यति अतः मार्निङ्ग् समये अहं कुत्रापि गन्तुम् इच्छामि तस्मिन् समये मम परिवारजनाः ये सन्ति तेषां कृते लोकेषन् यथा अहं कुत्र निवसामि तत् कथं प्रेषणीयं कथं न प्रेषणीयम् इति अहं विचिन्त्य एव अहं तस्मिन् समये काल् कृत्वा एव ज्ञातवान् यत् चालकः आगमिष्यति वा न आगमिष्यति एतदेव